प्रीतम् आं भवान् कथमस्ति तर्हि त्रिणि दिनानि तु भवान् विद्यालयम्प्रति किमर्थं न आगतवान् किं भोः सर्वे छात्राः स्थित्वा मां दर्शितवन्तः यदि भवान् न शक्नोति तर्हि मां प्रष्टुं न शक्नोति वा दूरवाणीं कृत्वा अपि तु शक्नोति विद्यालये आगत्य अपि तु मां प्रष्टुं शक्नोति भवता पार्श्वे दूरवाणीसङ्ख्या नास्ति इतोऽपि भवतः सहपाठिनः सन्ति तेषां सकाशात् भवान् नेतुं न शक्नोति वा इतोऽपि भवतः ज्वरः आसीत् इदानीं सम्यक् अस्ति वा सम्यक् अस्ति वा ज्वरः

औषधं खादितवान् तर्हि त्रीणि दिवसानि किं कृतवान् गृहे मां दर्शयतु गृहकार्यं दर्शयतु किञ्चित् तु प्रयासं करणीयं भोः सर्वे छात्राः कुर्वन्ति भवान् यदि एतादृशं करोति तर्हि भवतः कृते सर्वेषामेव हानिः भवति बिलम्बः भवति तर्हि एतावत् आर्ट् चि चित्राङ्कनं कदा करिष्यति भवान् न्तु यदि भवान् न शक्नोति यदि भवान् न शक्नोति अहन्तु महोदया अस्मि न भवान् मां प्रष्टुं न शक्नोति वा दायित्वं नास्ति वा एतद् महोदया कार्यं दत्तवती एतत् करणीयमेव अत्र दायित्वं नास्ति वा भवान् गृहकार्यं न शक्नोति चेत् भवान् न आगच्छति विद्यालयम्प्रति एतत्तु हानिः भवति न केवलं भवतः न सर्वेषां भवतः कृते सर्वेषां हानिः भवति विलम्बः भवति कदा सिलेबस् कम्प्लिट् भविष्यति इतोपि द्विसप्ताहः परं भविष्यति परीक्षा एका कथं करिष्यति भवान् भवान् भवान् शरीरं ध्यानं ददातु सम्यक् भोजनं करोतु प्रतिदिनं विद्यालयम्प्रति आगच्छतु श्रुतं वा अस्तु अस्तु इदानीं करोतु अस्तु अस् टङ्कनं करोतु